दूरभाषा दूरदर्शिनी तेषाम्मध्ये ये विषयाः आगच्छन्ति ते सर्वं सत्यम् इसि इति बालकः चिन्तयति परम् एतत् सत्यं नास्ति इति चिन्तनं बालकस्य मनसि न आगच्छति यथा अग्रजः वदति तथापि ते ज्ञातुं न शक्नुवन्ति किं किमर्थम् ए एतत् इत्युक्ते दूरदर्शिन्याः स्क्रीन् के केमरामध्ये किम् अस्ति केमेरामध्ये किमस्ति तत् एव गृह्णन्ति तदेव प्रेषयन्ति परं यदि अहं किञ्चित् बहिः पश्यामः चेत् एतत्तु पूर्णं सत्यं न परं बालकेषु एतादृशाः विषयाः अग्रजः यदा वदति ते ज्ञातुं न शक्नुवन्ति तत् कारणेन ते तु अशुद्धविश् अशुद्धम् अशुद्धं म वा अथवा न करणीयं कार्यं वा तेषां तेषां मनसि स मनसि सङ्कल्पं करोति ते एतत् कारणेन तस्य स्वभावं स्वभावः सम्यक् न भविष्यति तस्य ते तु के दूरदर्शिन्यः पश्यति परं व्यायामं न भवति अधिकाधिकम् दूर दूरभा दु दूर दूरदर्शिन्याः समीपे तिष्ठति नेत्रस्य किं ते नेत्रं सम्यक् न नेत्र नेत्रस्य आरोग्यं सम्यक् न भवति ते तु बालकाः तु बहिः गन्तव्यम् अधिकं व्यायामं करणीयम् अधिकां क्रीडां करणीया ते इत्यादि कारणेन यदा क्री यदा क्रीडिष्यन्ति सक् सखा सखाय अथवा मित्रेण सह क्रीडन्ति ते सोशियल् स्किल्स् सम्यक् भविष्यन्ति यदा सोशियल् स्किल्स् सम्यक् भविष्यन्ति तदा कम्पाषन् इत् कम्पाशन् अपि आ सम्यक् भविष्यति यदा सोशल् स्किल्स् कम्पाशन् द्वयोः अपि न भवति तदा मानसिकम् विकस विकसनं न भविष्यति एतानि कारणेन अधिकं दूरभाषायाः दूरवाण्याः दूरवाण्याः उपयोगम् दुष्प्रभावः दुष्प्रभावः एव दास्यति इति चिन्तयामि